देवतामूर्तीनां निर्माणविषये पूर्वोक्तरीत्या समाधिरेव मूलम् समाधिरेव प्रमाणम् सामान्यतो दृश्यते यत् बहवः सम्प्रदायाः आभारते शिल्पवैभवम् उत्पश्यामः राज्ञां यथा उपासने संप्रदायभेदाः भवन्ति तदनुगुणं शिल्पस्यापि भेदो भवत्येव विशेषतो वैशलवंशः चालुक्यवंशः इति राज्ञां संप्रदायं शुश्रुम तयोः शिल्पसंप्रदायोपि विशिष्ट एव तद्विशिष्टा देवालय अपि अत्यन्तं विशिष्टाः अस्मिन् शिल्पसम्प्रदाये मैसूर्शैली इत्यपि शैलीविशेष प्रतिभाति तत्र शिल्पि सिद्धलिङ्गस्वामि इति प्रसिद्ध शिल्पि बभूव तेन निर्मितं शिल्पं सजीववत् प्रकाशते तादृशम् अत्भुतशिल्परचनासामर्थ्यं तस्य तस्य पुत्रस्यापि तादृशमेव सामर्थ्यम् आसीत् इति तत्र तेन कृतेन शिल्परचनेन वयं वक्तुं शक्नुमः एवम् शिल्पपद्धतिः सम्प्रदायभेदेन भिद्यते इति स्पष्टम्